शास्त्राध्ययनं चिकीर्षुभिः तत्पूर्वं कथं सिद्धता करणीया इति प्रश्नः प्रथमः प्रश्नः वर्तते तस्य च एवम् उत्तरं दातुं शक्यते शास्त्राध्ययनात् प्राक् संस्कृत अध्ययनं नितान्तम् अपेक्षितमेव अतः संस्कृत अध्ययनार्थं सन्धिसमासकारकम् इत्यादिपुस्तकानाम् अध्ययनं करणम् अध्ययनकरणम् एवमेव तदुत्तरं लघुसिद्धान्तकौमुदीनाम् अध्ययनकरणम् एवं भाषायां प्रौढिमा साधनीया भवति आदौ एवं तत् शास्त्राध्ययनात् प्रागेव शास्त्रस्य विषये ज्ञानम् एवं तत्र विषयाणां विषये अपि ज्ञानं प्राप्तव्यं तेन च अस्माकम् अग्रे शास्त्राध्ययनकाले सम्यक्तया अध्ययनं कर्तुं शक्यते एवमेव अध्ययनकाले च कीदृशः आचारः विचारश्च भवितव्यम् इति प्रश्नः वर्तते अध्ययनकाले कीदृशः आचारः विचारः इत्यस्य एवं वक्तुं शक्यते आचार्याणाम् अनुसारेण आचार्याणां मार्गे एव अस्माकं गमनं भवेत् आचार्याणाम् उपरि श्रद्धा आचार्याणां विचारेण विचारचिन्तनं तेषाम् अनुसरणम् अनुसरणेन आचार्याणाम् अनुसरणेन अस्माकं शास्त्राध्ययनं सम्यक् भवति अपि च शास्त्र अध्ययनकाले आचारः समीचीनः भवेत् कश्चन शास्त्रं पठति इति चेत् सः अग्रे समीचीनः भवति इत्येव आशयः अतः शास्त्र अध्ययनकाले अपि तस्य आचारः विचारश्च सम्यक् भवितव्यम् इति वक्तुं शक्यते